नमस्ते सर् हा इत् अत्र किञ्चित् प्राब्लम् अस्ति इदानीं श्रूयते हा हा ओके नमस्ते सर् मम नाम रेश्मा अहं त्रिचितः आह्वयामि मम गृहे द्वौ मार्जारः शुनकः च अस्ति

मम मार्जारः कीदृशः आक्रमकः अस्ति तद्विषये तत्कारणमहं महोदय रन्ती काल् कृतवन्तः नास्ति नास्ति महोदय तद् एकं भ्रष्टमार्जारः अस्ति अतः अद्य अहं न जानामि कथमन्नं दमिष्यामि दास्यामि हा कृतम् ओ ओ अस्ति अस्तु महोदय मार्जारस्य मार्जारस्य भोजनेन स भोजनेन उक्तं मिक्स् मिक्स् ओ मार्जारस्य भोजनेन महोदय

मार्जार भोजनेन सह किञ्चित् दुग्धं मिश्रय मिश्रय मिश्रयितुं शक्यते हा धन्यवादः महोदय इदानीम् अन्यदेकः विषयः अस्ति अहं पूर्वमेव उक्तवान् खलु मम गृहे इदानीम् एकः शुनकः अस्ति किं भवन्तः तस्य परिहर्तुं शक्नुवन्ति वा आम् महोदय अहं पुनः काळ् करोमि करोमि तद्विषये तद्विषये भाषणार्थम् अस्तु धन्यवादः महोदय